गायनस्य अस्माकं जीवने महान् प्रभावः अस्ति यदा वयम् अन्यानि कार्याणि कुर्मः तैः सह यदि कदाचित् गायनमपि भवेत् यत्र अपेक्ष्यते तर्हि तस्य कार्यस्य इतोऽपि परिणामः सम्यक् भवितुमर्हति

कार्यं यथा कार्यं भवति तदनुकूलमेव गायनं स्यात् तेन कार्ये शीघ्रता भवति यथा गन्तव्यमस्ति अथवा किञ्चित् शीघ्रता कर्तव्यमस्ति तर्हि तस्मिन् समये तादृशमेव गानं स्यात् पुनः कदाचित् मनः खिन्नम् अस्ति किमपि कर्तुं न ईहते तर्हि तस्मिन् समये तादृशं सेड् साङ्ग् अपि भवेत् तेन मनसि काचित् शान्तिः भवति तद्वदेव यदा शयनकाले यदा भवान् शयनं कर्तुमिच्छति तस्मिन् समये किञ्चित् सैलेण्ट् म्यूज़िक् यदि वयं शृण्मः तर्हि शयनेऽपि बहु शीघ्रता निद्रा आगच्छति एवं यदि किमपि कार्यं करोति तर्हि तस्मिन् समये किं सैलेण्ट् म्यूज़िक् भवति तर्हि तस्मिन् समयेऽपि मम तु तथैव अस्ति यथा अहं रीडिङ्ग् करोमि अथवा अध्ययनं करोमि अथवा किमपि लिखामि तस्मिन् समये सैड् बैय् म्यूज़िक् यदि चलति चेत् मम कार्ये अतीव मम कार्यम् अतीव सम्यक् भवति अतः गायनस्य महत्वम् अतीव वर्तते यथा कार्यं तथा गायनं स्यात् तेन उभयोः समन्वयः सम्यक् भवति